मम सहोदरः सहोदर्यः भवन्त्येव ताभिः सः मम मैत्रीत्वम् अस्ति एव अत्यन्तं सं सन्तोषदायिकमैत्री अस्ति अस्माकं मध्ये तत्र तुलना नास्ति कदाचित् अस्माकं भावनासु भिन्नता तु भवेत् एव यया भावनया अस्माखं मध्ये तादृशकाठिन्यपरिस्थितिः नैव भवति